आम् जनाः लाक्डौन्मध्ये दूरभाषायाः अथवा लेप्टाप् अधिकम् उपयोगं कर्तुम् आरब्धवन्तः कारणमासीत् तस्मिन् गमनागमनं दुर्लभमासीत् जनाः बहिर्गन्तुम् असमर्थाः अस आसीत् तैः तस्य कार्यालये अथवा आपणे अथवा अन्य कस्मिन् अपि स्थाने न गच्छन् इच्छति ते सर्वदा गृहैव निवसन् सर्वत्र कार्ये अवरोधः आसन् तत्काले तन्त्रज्ञानस्य उपयोगः अधिकः जातः अहमपि गृहात् जूम् माध्यमेन छात्रान् पाठयितुम् आरब्धवान् अस्माकं विश्वविद्यालये अन्तर्जालमाध्यमेन पाठं कर्तुं प्रोत्साहनम् अकरोत् सर्वेऽपि छात्राः तेषां गृहे उपविश्य अध्ययनम् अकुर्वन् किन्तु भवती कृपेण ते सर्वे परस्परं न मिलन्ति आसं वयम् अपि छात्रान् न मिलन्तः आस्मः येन च मां च भवनाय संविभागाः न्यूनाः जाताः एवं च अन्तर्जालमाध्यमेन शिक्षणं केषुचित् अंशेन सौलभ्यम् अजनयत् अपि केषुचित् अंशेषु न्यूनतायाः अभावः अपि अनुभूताः